मया अधुनापर्यन्तं तु साक्षात् रूपेण कस्यपि गायनं न श्रुतं परं यदा अधुना विश्वकप् अभवत् तदा अर्जित्सिङ्ग् एकः गायकः अस्ति प्रसिद्धः तस्य गायनं श्रुतं मया तदा मम मनसि बहुहर्षः अन्यत् मम मनसि बहु आनन्दम् अभवत् बहु आनन्दः जातः अन्यत् तस्य गीतानि मया मह्यं बहुरोच गीतानि मह्यं बहु रोचन्ते अहं तस्य गीतानि श्रुत्वा मम मनसि बहुहर्षः भवति मं मम मनः यदा कदापि खेदपूर्णं भवति त तदा अहं तस्य गीतानि शृणोमि तर्हि मम मनसि शान् मम मनसि शान्तिः भवति अतः अहं यदा कदापि श्रोतुम् इच्छामि तर्हि कमपि सम्मुखे तर्हि साक्षात् रूपेण तर्हि अहम् अर्जित् सिङ्ग् महोदयम् एव श्रोष्यामि